क्रीडा मानवानां जीवने मनुष्याणां जीवने विद्यार्थिजीवनेऽपि विशेषरूपेण वर्तते स क्रीडा मनसिस्थितक्लेशान् दूरीकरोति मनोल्लासं प्रकटीकरोति देहस्य सौष्टवं स्वास्थ्यम् इत्यादि देहवृद्धिकारणं भवति व्यक्तिः परिपूर्णं भवितुं विद्या यथा भवेत् तथा क्रीडा अपि भवेदेव इदानीन्तनकाले केचन मोबैल् मध्ये क्रीडां कुर्वन्ति एतत् देहस्य सौष्टवं नास्ति अत्र अत्र केवलमनोरञ्चनार्थं भवितुमर्हति क्रीडा देहस्य सम्पूर्णसर्वाङ्ग सौष्टवं कारणं भवति इति हेतोः क्रीडा अस्माकं देशे विशेषरीत्या वर्तते